हरिः ओम् नमस्कारः अहं ये म एलेक्शन् कालमध्ये अहं बहु कष्टाः अहम् अनुभूतवती अनुभूतवती किमर्थम् इत्युक्ते बहुनि मताः सन्ति उत मम गृहे आगतवन्तः मम मतं कृते मम मम मम पाटीकृते मतं दातव्यम् इति ते उक्तवन्तः आत् परन्तु मम कालावधिं किमपि अभिवृद्धिः ते कृतवन्तः अहं कथं मम मतम् ददाति इति अहम् अहं चिन्तितवती परन्तु अहं न उक्तवती बहिः अस्मिन् दिने आगतम् एलेक्शन् वो मतं दिने तत्र मतं दिने मतं दिने अहं मम श्वश्र्वाः गृहं गत्वा मम मतं दत्तवती तत्र एका ब बहु ज्येष्ठाः पाठशाला अपि अस्ति गवर्नमेण्ट् गवर्नमेण्ट् पाठशाला अपि अस्ति तत्र बहुनि जनाः सन्ति अहं प्रातःकाले एव अहं मम पतिः वे वयं मिलित्वा तत्र गतवन्तः अनन्तरं बबा एकादशवादने प्रातःकाले एकादशवादने वयं तत्र गतवन्तः कार्यालयपक्षतः अन्तः त्रयः प्रकोष्ठाः सन्ति त्रयः प्रकोष्ठमध्ये म कार्यालय कार्यालयनिर्वहणव्यवस्था सन्ति एका द्वय द्वे शिक्षिकाः स्तः द्वे शिक्षिकाः स्तः द्वे द्वौ शिक्षकौ स्तः ते स् कार्यं मन्दं मन्दं क क कुर्वन्ति बहिः बहु जनाः सन्ति अहं प्रायशः द्वे घण्टाः अहं वयं निरीक्षणं कृतवन्तः अहम् अर्धघण्टैव तत्र उपविशती अपि मन्दं मन्दं कार्यं कृतवन्तः अहम् मम समयः आग आगम् आगतवती अहं तत्र प्रकोष्ठम् अन्तः गत्वा अहं पृष्टवती किमपि एतद् मन्दं मन्दं कार्यं कृतं करिष्यन् कुर्वन्ति भवन्तः किञ्चित् शीघ्रं करोतु ब बहिः बहु जनाः निरीक्षणं कृतवन्तः किञ्चित् शीघ्रं कृतवन्तः तद् एकं महिला तस्मिन् तस्मिन् व्यवस्थासमये सा सङ्केतं मम अङ्गुल्यां सङ्केतं मतं सङ्केतं दातुमपि सा विस्मृतवती अहं पुनः स्मर्तुं शक्नोमि सा पुनः दत्तवती अहं मार्गमध्ये अपि मतं द दत्तुं दातुं मार्गमध्ये अपि वि पाटीः मम मम कृते पाडी मतं दातव्यं मि मम कृते पाडि दातव्यम् इति ते उक्तवन्तः अस्माकं कृते के के के के अभिवृद्धिः इति दत्तः ददाति इति वयं चिन्तयित्वा अस्माकं मतं दातव्यं खलु परन्तु ते एतत् विषयं ते न चिन्तितवन्तः मार्गे मार्गमध्ये ते स्थित्वा एव एक विष एक एक निमिषं तिष्ठतु एक निमिषं तिष्ठतु मह्यं कृते मह्यं कृते दातव्यं ददातु ददातु ददातु इति ते उक्तवन्तः ते पृष्ठवन्तः अस्तु तस्मिन् समये वयं किं किं वदामः अस्तु अस्तु इति अहम् उक्त्वा तत्र दत् तत्र गत्वा अस्माकं मम मतं त तत्र त ददाति अस्तु